ह्यः अहम् एकं विवाहं प्रति गतवती तदर्थम् एकाम् एकं यानं स्वीकृत्य गतवती तत् बहु नूतन मण्डपः इति कारणेन तं प्रदेशम् अहं सम्यक् न जानामि इति कारणेन अहं यानं स्वीकृतवती सः बहु यानचालकः बहु विनयेन बहु सम्यक् यानं चालितवान् अनन्तरं मुहूर्तसमयः अपि जातः मार्गे अधिकाः वाहन वाहनसमृद्धाः बहु अधिकः आसन् इति कारणेन सः महोदयः पुनः प्रति आगत्य सः तस्मिन् मार्गे न गतवान् अन्य मार्गेण किञ्चित् शीघ्रमेव मां तत्र मुहूर्तसमये एव मां प्राप्य मम बहु साहाय्यं कृतवान् इति महान् सन्तोषः म महान् सन्तोषं महान्तं सन्तोषम् अनुभूतवती त तदर्थं तस्य बहु रेटिङ् अपि अधिकं दत्तवती इति महान् सन्तोषः मम सन्तोषः नमस्ते